हरिः ओं नमो नमः भवान् द्विचक्रिकायाः उपरि त्रयः जनाः किमर्थम् उपविष्टवन्तः भो किमर्थं क्षमा आं किं कार्यम् अस्ति बहु गम्भीरः नास्ति भो किन्तु अनुशासनस्य पालनं भवान् न करोति किमर्थं भो

अं भवान् अन्यत् शिरस्त्रम् अपि न धारयति किमर्थं

द्विशतं रूप्यकाणि अनुशासनस्य नियममध्ये भवान् न शस् शिरस्त्रं न धारयति तस्य अपि अनन्तरं भवान् त्रयः एका द्विचक्रिकायाः उपरिः त्रयः त्रयः जनः उपविष्टाः सन्ति तेन कारेण तस्य अपि द्विशतरूप्यकाणि चालनम् अन्यत् अग्रिमवारं भवान् एवं मा करोतु हा हा चतुश्शतं चतुश्शतं रूप्यकाणि मुद्राः आं किन्तु पोलीस् रक्षकः कार्यालयस्य मध्ये आं हा एतद् राम्टेकनगरे कालिसासविश्वविध्यालयस्य पुरतः अस्ति

हा पूर्वभागे पूर्वभागे आं किन्तु किन्तु किन्तु अनन्तरं भवान् शिरस्त्रं चर् शिरस्त्रं तथा च त्रयः जनाः कदापि मा दृश्यन्तु शासनस्य अनुपालनं करोतु भवान्

आं वदतु किम् अस्ति हा आम् आम् अस्तु तर्हि